सामान्यतः जनाः चित्रकलायाः शिक्षणे आदौ इमं दोषं कुर्वन्ति यत् मया किं चित्रं लेखनीयम् इति प्रथमतः संपूर्णतया चिन्तनं भवेत् तत् न भवति यदा वयं संपूर्णं चित्रणं अस्माकं मनसि स्थापयामः तदा अयन्दोषः परिहर्तुं शक्यते पत्रे तत् चित्रम् मनसा आगच्छति यदा मनसा चित्रमागच्छति तदा तत् द्रष्टुं सम्यक् भवति उत्तमः कलाकारः भवितुम् अभ्यासः महान् अपेक्षितः प्रतिनित्यं चित्रकलायाः अभ्यासः नितरां कर्तव्यः तेन उत्तमः कलाकारः भवितुं शक्यते